रामायणं भारतस्य एकः प्राचीनः ग्रन्थः ग्रन्थ अस्ति रामायणस्य रचितः वाल्मीकिः अस्ति रामायणे चतुर्विंशतिसहस्रः श्लोकाः सन्ति रामायणस्य विभाजनं सप्तकाण्डाः मध्ये वर्णितम् अस्ति प्रथमकाण्डः बालकाण्डः द्वतीयकाण्डः अयोध्याकाण्डः तृतीयकाण्डः आरण्यकाण्डः चतुर्थकाण्डः किष्किन्धाकाण्डः पञ्चमकाण्डः सुन्दरकाण्डः षष्टमकाण्डः युद्धकाण्डः सप्तमकाण्डः उत्तरकाण्डः इति सप्तकाण्डाः वर्णितः अस्ति रा रामायणे मुख्यरूपेणः समाजस्य वर्तनस्य वर्णनं कृतम् अस्ति रामायणस्य नायकः रामः अस्ति अनन्तरं रामायणस्य नायिका सीता अस्ति सम्पूर्णरामायणे सांस्कृतिकम् आधारितवर्णनं कृतम् अस्ति सांस्कृतिक वर्णनं कृतम् अस्ति रामायणस्य आधारितः अन्यः ग्रन्थः अपि वर्णितः अस्ति तत् मध्ये उत्तमम् उत्तररामचरितम् एकः नाटकः अपि अस्ति अनन्तरं महाभारतमपि रामायणाधारितः एकः प्राचीनः ग्रन्थः अस्ति इति उक्त्वा